यत् जीन्स् ऊरुकं भवद्भ्यः प्राप्तं तेन अहं नितराम् असन्तुष्टः अस्मि तत्र यः वर्णः तत्र जालपुटे भवतां जालपुटे दृश्यते तेन तेन वर्णेन युक्तः मह्यं न प्रेषितः पुनः तस्य वस्त्रस्य क्वालिटि अपि अत्यन्तं न्यूनं दृश्यते तदर्थं तु यद्धनं भवद्भिः यद्मूल्यं तत्र स्थापितं तद्मूल्यं तु अत्यधिकमिति अहं चिन्तयामि तदर्थं तु तस्मिन् अर्धमूल्ये एव तत् वयम् अन्यस्मात् प्राप्तुं शक्नुमः तदर्थम् अहम् एतत् प्रतत् प्रत्यर्प्यति प्रत्यर्पयितुम् इच्छामि